मम इष्टतमं चलचित्रं त्यागय्या इति तेलुगु भाषामाध्यमचित्रं इदं सोमयाजिलु इति केनचित् अभिनेत्रा अभिनीतमस्ति एतद् चित्रमहं बहु इच्छामि यतः तत्र त्यागराजकीर्तनानां उत्तमरीत्या गानं श्रोतुं वयं शक्नुमः एस् पि बालसुब्रणम् महोदयः एव तत्र गीतानि गीतवान् बहु सुन्दरतया तद्भवति तत्र बालमुरलिकृष्णमहोदयः एव सङ्गीतसंविधायकः आसीत् तन्मात्रं न यद्यपि तेलुगु चित्रमस्ति चित्रं सम्पूर्णं अत्र तमिळ्नाडुराज्ये तिरुवय्यारु इति स्थाने यत्र त्यागराजस्वामी जीवनं कृतवान् तत्रैव तस्य चित्रग्रहणम् अभवत् तस्मात् तत्स्थानमपि प्रदर्शयन्ति तत्रत्य अग्रहारगृहाणि दर्शयन्ति तत्सर्वं बहुसुन्दरतया वयं द्रष्टुम् अनुभवितुं श शक्नुमः